हरिः ओं नमस्ते भारतीय स्टेट् बेङ्क् आम् आं सम्यक् सम्यक् विषयः नू नूतन अकौण्ट् आरम्भं कर्तुं बहु सरल सरलतया शक्यते

आम् भवान् किं करोति अध्यापकः वा अस्तु अस्तु सो अध्यापकः अध्यापककरने तस्यै विशेषतया अकौण्ट्स् सन्ति तत् तत् अकौण्ट्स् मध्ये न्यूनतन सङ्ख्या नास्ति ज़ीरो बेलेन्स् अपि आरम्भं यु नो आरम्भं कर्तुं शक्यते

निश्चयेन निश्चयेन एकलक्षं किमर्थं वैयक्तिकं वैयक्तिकं हा अस्मिन् दिने वयं वितौट् सेक्युरिटि ऋणं ऋणं यु नो ददाति सो भवत् भवतः कतिवर्ष कतिवर्षाः सेवनं कुर्वन्तः पञ्चदशवर्षान् आहा ओ के प्रतिमासं कति इन्कम् आनयति इन्कं विंशतिः अस्तु ओ के चिन्ता मास्तु एकवारं भवान् इदं अत्र आगच् आगतम् आवश्यकम् आगन्तुम् आवश्यकम् आं भवतः सेलरि सर्टिफ़िकेट् आवश्यकम् आम् तदनन्तरं ऐडेण्डिटि प्रूफ़् आधार् कार्ड् अथवा वोटर् ऐडि कार्ड् अस्य ओ के बर् पर्याप्तं आम् आम् आम् आम् आम्

हा भवान् प्रातःकाले एकादशवादने द्वादशवादनपर्यन्तं मध्ये आगन्तुं शक्नोति इति बहु उत्तमम् नमो नमः नमो नमः